हा हरिः ओं महोदय निरञ्जनमहोदय वदतु हा अहं पाचकः एवं गुरुकिरणः इति कति वादने आगन्तव्यं महोदय ओ श्वः मध्याह्ने द्विवादनात् पूर्वमेव आगन्त आगन्तव्यं वा हा अस्तु अस्तु आ आगच्छामि तत्र शृङ्गेरि मध्ये एव खलु हा श्वः हा अस्तु करोमि शृङ्गेरि मध्ये अहं तत्र आगत्य अहं दूरवाणीं करोमि भवान् तत्र रिशीव् कृत्वा किञ्चित् वदतु कुत्र अस्ति इति अहम् आगच्छामि हा हा तत् हा इतोपि हा अस्तु इतोपि किं किं करणीयं महोदय हा इड्लीनिर्मा इड्ली मध्ये च चट्नी एवं साम्बार् द्वौ अपि भव् भवतु हा अस्तु

अस्तु महोदय तत्र दधिमिश्रित अन्नं भवति खलु दध्योदनं तदपि करणीयं वा हा नन्तरं भोजनान्ते तक्रमपि अवश्यं भवेत् खलु हा एवं नाम अत्र शृङ्गेर्यां नाम दक्षिणकर्नाटके अपि तक्रं ल भोजनं भोजनान्ते बहु स्वीकृर्वन्ति तक्रं तदर्थम् उक्तवान् पन्नीर् वा हा अस्तु महोदय हा अस्तु भवन्तः इदानीं कुत्र सन्ति अस्तु हा एवं वा हा अस्तु अहं नाम कियत् स्थापयति महोदय हा श्वः द्विवादनात् परमेव करणीयमस्ति खलु भोजनं न न श्वः द्विवादनात् प परं नन्तरं कति वादनपर्यन्तं करणीयं हो एवं वा तर्हि एक दिनस्य पेमेण्ट् भवतु इति हो एवं वा हा एका तर्हि कियत् दातुं शक्यते हा अस्तु अस्तु महोदय धन्यवादः आगच्छामि श्वः द्विवादनात् पूर्वमेव आगच्छामि